त्रिशूर्जिल्लायां त्रिप्रयारदेशे गन्तव्यम् आसीद्

तथा अतीव अधिकं धनम् अपि मम साकं अधिकं धनं नास्ति महोदय आं ततः वलप्पाड्देशे गन्तव्यं भवति

मार्गं न जानामि मोबैल्मध्ये आम् अस्तु अस्तु गूगुल् मा गूगल् माप् अस्ति गूगुल् अस्तु बालप् त्रिप् आ

आं गन्तव्यं बलप्पाडतः चन्द्रापीरिमध्ये गन्तव्यं भवति

अधिकं दूरमस्ति वा वरप्पाडदः तत्र आम् अस्तु आम् अस्तु भोजनम् न करणीयम्

तदनन्तरम् अहम् तदनन्तरम् अन्यदेशे नास्ति आ इदानीम् आम् तद् पर्याप्तम् आम् अस्तु पर्याप्तम् हा सा स् प्रभाते पञ्चवादने आगतवान् आम् अस् आ आम् अस्तु अस्तु धन्यवादः